नमो नमः

अहं न चोरयामि अहम् अहं न चोरयामि भवती का भवती का का भवती

अहं न न न अहम् अहं न चोरयामि महोदया अहं न चोरयामि न इति विषये अहं न जानामि अहम् उक्तवान् महोदया अहं न चोरयामि अहं न चोरयामि अहं क्षम्यतां महोदया क्षम्यतां अहं न चोरयामि न महोदया अहं न चोरयामि अहं न चोरयामि महोदया क्षम्यतां महोदया क्षम्यताम् अग्रे न एतत् कार्यं न अहं न चोरयामि महोदया न महोदया अहं न चोरयामि अग्रिं अग्रिमे अपि अहं न एतत् कार्यं करोमि अहं केवलं केन्द्रियसंस्कृतविश्वविद्यालये गच्छामि एव किन्तु पि सि इति विषये अहं न जानामि न चोरयामि महोदया अहमुक्तवन्तः अपि एवं क्षम्यतां महोदया